पशूनां चारणाय पशवः यत्र चरन्ति प्राचीने काले बहुत्र हरिततृणयुक्ताः प्रदेशाः हरित अङ्गणानि उपलभ्यन्ते स्म किन्तु आधुनिक तन्त्रज्ञानकारणात् वा अथवा मनुष्यस्य स्वार्थकारणात् वा तत्र वायोः वैपरीत्यं भवति वातावरणस्य व्यत्यासः भवति सुनम्यं प्लेस्टिक् द्वारा अपि जलस्य अभावेन अपि पशूनां विषये महान् दुष्प्रभावः अस्माभिः अवलोक्यते एषु दिनेषु वयं सर्वत्र पश्यामः आधुनिकाः मार्गाः निर्मीयन्ते पशूनां कृते चारणाय हरित अङ्गणानि एव बहुत्र उपलब्धानि नभवन् अतः तेषां चरणे महान् क्लेशः भवति अस्मिन् काले वायुप्रदूषणं अत्यन्तं दृश्यते देहली इत्यादिषु नगरेषु प्रदूषणं अत्यधिकं भवति कदाचित् वातावरणस्य महान् व्यत्यासः भवति प्लेष्टिक् इत्यस्य द्रव्यस्यापि महान् उपयोगः भवति वातावरणवैपरीत्यकारणात् कदाचित् जलस्य अभावः भवति तेन पशूनां विषये महान् अपकारः एव कृतः भवति महान् दुष्प्रभावः अस्माभिः अवलोक्यते